मया षट् मासात् पूर्वं रेड्मी इति नाम्ना एका दूरवाणी

तदा आरभ्य एव तस्य उपयोगम् अहं कुर्वती अस्मि तत्र दोषाः तु सन्ति गुणाः अपि सन्ति तो दोषाणां विषये वदामि तत्र किं भवति चार्ज् इत्यस्य बहुसमस्या अस्ति नाम यदा चार्जिङ्ग् कुर्मः तदा बहुसमयम् अपेक्ष्यते एवञ्च यदा चार्ज् गच्छति तदा नाम झटिति गच्छति किन्तु ज् यदा चार्ज् भवति तत्र समयं स्वीकरोति एवञ्च वारं वारं हेङ्ग् भवति नाम घण्टा द्विघण्टा त्रिघण्टायावत् हेङ्ग् एव भवति एवञ्च कदाचित् किं भवति बहु हीट् भवति तदा किमपि कार्यं कर्तुं नाम वयं किमपि कार्यं कर्तुं न शक्नुमः बहु हीट् भवति तदेव